किमर्थम् एतावत् पर्यन्तं केब् न आगतम् अहं बुक् कृत्वा ए एकघण्टा पर्यन्तं एकाघण्टाम् अभवत् किमर्थम् एतादृशं डिले आम् अत्र एव तिष्ठन्ती अस्मि एकघण्टा पर्यन्तम्